उद्योगम् अथवा जीवनवृत्तिः अस्माकं जीवनार्थम् अवश्यं भवेदेव उद्योगं पुरुषलक्षणम् उद्योगिनं पुरुषसिंहम् उपैति लक्ष्मीः इत्यादीनि वचनानि उद्योगस्य महत्त्वम् उद्घोषयन्ति अस्मिन् लोके सर्वेऽपि मानवाः आजीविकायाः सहाय्येनेव जीवनं यापयन्तो दृश्यन्ते तत्र ही मम प्रदेशे तावत् महत्त्वपूर्णाः स्थानीयाः उद्योगाः न सन्ति चेदपि केचन सर्वकारीयम् उद्योगं कुर्वन्तः सन्ति तथापि अस्माकं ग्रामे स्त्रियः पुरुषाः च वैयक्तिकरूपेण कृषिकार्यं कर्तुम् इच्छन्ति कुर्वन्ति च इति अभिमानस्य विषयः एव एवं चेदपि पूर्वं तत्र यावन्त्यः कृषिभूम्यः आसन् तावन्त्यः अधुना न सन्ति एवम् अत्र मुख्या समस्या इयं वर्तते यत् केऽपि स्वकीयं व्यापारं कर्तुं नेच्छन्ति इति